शारीरिकव्यायामो नाम केवलं हस्तपादयोः व्यायामः भवति परन्तु योगः न तथा न तत् चित्तस्य धर्मः इति पतञ्जलिः वदति तस्मात् योगः चित्तवृत्तिनिरोधः चित्तस्यैव धर्मः न तु हस्तपादयोः तस्मात् यदा योगाभ्यासं कुर्मः तदानीम् अस्माकं मनसि एव परिवर्तनं भवति न तु पादयोर्वा अथवा यत्र रोगः अस्ति तत्र वा तथा न आमूलाग्रं तत्र परिणामः परिवर्तनं भवति तस्मात् शारीरिकव्यायामः केवलं हस्तपादयोः स्नायूनां बलवर्धनं भवति योगः तथा न योगः समग्रशरीरस्य मनः एव मनुष्याणां कारणं मनः एव मनुष्याणां कारणं बन्धमोक्षयोः तस्मात् मनस्यैव औषधं योगः तस्मात् योगस्य समग्रं शरी समग्रशरीरस्य तत्र औषधरूपेण कार्यं करोति